अहं ह्यः एकस्मिन् केब् मध्ये इतः शृङ्गेरीं प्रति गतवती आसम् तत्र यः ड्रैवर् आसीत् चालकः सः सम्यक् वार्तालापं कृतवान् तस्य शैली सम्यक् आसीत् सः यस्मिन् स्थाने मया गन्तव्यम् आसीत् तत्रैव मम् मां परित्यज्य सः गतवान् इतः सः समये एव आगतवान् अतः तस्य कृते अहं धन्यवादं समर्पयामि